देशीयचिकित्सापद्धतिषु न तावत् संशोधनं दृश्यते अस्माकम् आयुः भारते भारते देशीयचिकित्सापद्धतिः नाम आयुर्वेदः चिकित्सापद्धतिः ज्योतिशं ग्रहोपचारः योगः सिद्धः युनानि होमियोपेथि इत्यादिकम् अन्यानि अपि आगच्छन्ति परन्तु एषः चिकित्सापद्धतिषु न तावत् सोल् संशोधनं दृश्यते ता आधुनिकी शास्त्रसादृशः तस्य कारणमस्ति आधुनिकी चिकित्सापद्धतिः पद्धते पद्धते राजाश्रयः अस्ति परन्तु अस्माकं देशीयचिकित्सापद्धतीनां राजाश्रयः न आसीत् पूर् पूर्वम् इदानीं स भारतसर्वकारस्य राजाश्रयः प्राप्तवन्तः अस्माकं मिनिस्ट्री अपि भिन्ना अभवत् आयुष् मिनिस्ट्री इति अस्ति इतः परं संशोधनं न दृश्यते परं वर्तमान् कालीनस्थितिः एतादृशी नास्ति इदानीं संशोधनं अस्ति आयुर्वेदे अपि अस्ति योगः योगक्षेत्रे अपि अस्ति कारणं वयं जानीमः एकविंशतिः म जून् द्विसहस्रतमपञ्चादश वर्षतः इन्टर्नेश्नल् योगा डे वयं साधरं कुर्मः तदनन्तरं कोविड् मध्ये अपि वयं जानीमः आधुनिकी पद्धतिः कार्यं न कृतवती परन्तु अस्माकम् आयुर्वेदपद्धतिषु उपचारः अनन्तरं प्रभावः वयं दृष्टवन्तः किं किं किम् उपचारः आयुर्वेदः गुडुचीरसायनमस्ति बहवः अन्यान् रसायनचिकित्सा अस्ति आयुर्वेदे योगः अस्ति योगमध्ये प्राणायमः इत्यादिकम् अस्ति यदि वयं कुर्मः तर्हि संशोधनस्य विषयः अस्ति तर्हि आयुर्वेदे अपि बहु संशोधनम् एतावत् चलति प्रचलन्ति स्मः तद्विषये किं करणीयं तर्हि अस्माकं दायित्वमस्ति प्रत्येकस्य सर्वकारस्य नास्ति प्रत्येकव्यक्तेः व्यक्तिः व्यक्तिः व्यक्तेः दायित्वमस्ति किं अस्माकं यदि वयं चिकित्सापद्धतीन् पद्धतेः कार्यं कार्यं कृतं का कुर्मः तत् व्यक्तिगतं तेषां किं दायित्वम् अस्ति